समीपस्थेषु नगरेषु आरोग्यशिक्षण उद्योगप्राप्ति इत्यादिविषये सञ्चारव्यवस्थायाः दुर्लभता कारणेन बहूनां समस्यानां सम्मुखीकरणं जातं मुख्यतया मया प्राप्तशिक्षाविषये बहु समस्या अन्य नगरे यदि उच्चशिक्षा ग्रहीतुं तथा गमनागमनं भाषणं तथा एकं भिन्नं नूतनं परिवेषे गत्वा अटनं पठनं तथा धनम् इत्यादिविभिन्नानां समस्यानां उत्पत्तिः भवति तथा आरोग्यम् इत्यादिविषये अपि चिन्तयामि चेत् कदाचित् दूरः अपि कारणात् रोगग्रस्तव्यक्तीनां मृत्युः भवति तदा कदाचित् यानं नैव मिलति एवं रूपेण विविध सन्दर्भेषु सञ्चारव्यवस्थायाः क्लेशकारणेन मया समस्या अनुभूता